सामान्यतः स् ये ये संस्कृतभाषां न जानन्ति तैः सह सम्भाषणं संस्कृतेव कुर्वन्ति किमपि न्यूनं न्यूनं स्व सरलं संस्कृतभाषा शनैः शनैः वदन्ति संस्कृतम् ये ये संस्कृतं स जानन्ति ते एव कर करोति यदि स्वल्पं स्वल्पं संस्कृतं न्यूनं न्यूनं न्यूनं न्यूनं स् वाक्यानि यदि वदन्ति चेत् अन्य जनाः अपि किञ्चित् किञ्चित् अवगन्तुम् अवगन्तुं शक्नोति